संस्कृतभारत्याः गीतानि सर्वाणि देश अभिमानवर्धकानि देशाभिमानं वर्धयितुं सहजीवनं सह मनुष्यस्य जीवने उन्नतिं कारयितुं सामाज हितं वर्धयितुं उपायाः के इति विचाराः अन्तर्भूताः सन्ति एतेषां गीतासु तदर्थं अहं संस्कृतभारत्याः गीतानि सन्ति तानि मम प्रिय गीतानि एव वैयक्तिक जीवने स्वार्थभावं किञ्चित् एकपार्श्वे स्थापयित्वा निस्स्वार्थभावस्य वर्धनं वर्धयितुं तत्र प्रेरणा अस्ति तदर्थं तादृशगीतं पुनः पुनः श्रवणेन यः श्रोतुः तस्य मनसि स्वार्थभावस्य निष्कासनं कर्तुं शक्नोति समाजहिताय अहं कार्यं कर्तुम् इच्छामि इति विचारः तस्य मनसि भवति तदर्थं तादृशगीतानि बहु उचितरागेण कोऽपि गायति चेत् श्रोतारः प्रेरिताः भवन्ति स्वस्य जीवने गीता गीतासु विद्या अन्तर्भूताः उत्तमविषयाः स्वस्य जीवने अनुकर्तुं ते अग्रे आगच्छन्ति उत्साहिनः भवन्ति तदर्थं गीतानां भागः बहुप्रभावी अस्ति